मम राज्ये गिरिजनानां कलाप्रकाराः बह्व्यः सन्ति नाम यथा रासु इत्युच्यते एवं चढोल्दमो वाद्येन अनेन प्रकारेण बह्व्यः सन्ति अस्माकं प्रदेशे एवञ्च तान् तान् संरक्षणार्थं ते स्वस्य यत्र यत्र कुत्रचित् कार्यक्रमाः भवन्ति एवञ्च विवाहाः भवन्ति तत्र तत्र स्वस्थानानि वस्त्राणि धृत्वा तान् संरक्षयन्ति